उत्तरप्रदेश अन्तर्गते देवर्या नाम्नि जनपदे डा बाबा भीम् राव् अम्बेड्कर् क्रीडा केन्द्राणां केन्द्राणाम् अस्ति उपलब्धम् अस्ति तत् बहवः समृद्धः अस्ति तत्र क्रीडा शिक्षकाः बहवः सन्ति बालिबाल् क्रिकेट् योगा ब्याण्ड्मिण्टन् एतेषु सर्वेषु क्रीडा कार्यक्रमः तत्र अस्ति षड् वर्षतः द्वाविंशति पर्यन्तम् आयुर्वर्गे बालकाः तत्र गच्छन्ति तत्र क्रीडाकार्यक्रमः संयोजिताः अनकेषु बालकेषु क्रीडाक्षेत्रे भागं प्राप्तं कृत्वा पुरस्कारं प्राप्तवान्